गायनकाले यदा अहं प्रारम्भिका प्रारम्भिक अवस्थायाम् आसं यदा अहं प्रथमवारं गायनं कृतवान् तदा जनानां पुरतः कदाचिद् भीतिः अपि भवति स्म कम्पनं भयमपि अहम् अनुभूतवान् तर्हि अहं षष्ठकक्षायाम् आसं तदा अहं प्रथमवारं मञ्चे एकं गीतं गीतवान् तथा मया एव अनुभूतं कम्पनम् इत्यादिकं तदनन्तरं अहं कालः व्यतीतः अहं यत्र कुत्रापि प्रस्तुतिं दत्तवान् विद्यालयेषु अहं गी गीतानि गीतवान् तर्हि तदनन्तरं किम् अभ्यासेन तदनन्तरम् एतस्य एतस्य निवारणं जातं नाम तदा तदा गायनकाले वयं कम्पनम् इत्यादिकं किमपि न इदानीं भवति